मम जीवितकाले एव भारतस्य बहु परिवर्तनं जातम् इति अहं वदामि वयं सर्वे छन्द्रयान् दो दृश्ययामः स्म भारतीयवैज्ञानिकानां महती पर्योजना देशस्य उत्कर्षं च करोति सर्वे विद्वन्तः केवलं सम्यक् किन्तु यदृच्छया वयं तत् चन्द्रे अवरितुं न शक्नुवन्तः परन्तु अग्रिमः प्रयासः अपि तदा अस्माकं वैज्ञान वैज्ञानिकस्य महता प्रयासेन चन्द्रयान् त्रयः इति नाम नामकानां जतं अवश्यम् अहे अविष्यमहे लक्ष्यं सादयिष्यामः इति प्रार्थयामि